एलेक्षन् काले अहं बहु कष्टं सञ्जातं किमित्युक्ते एलेक्षन् एलेक्षन् बूत् वर्तते खलु तत् मम गृहस्य बहु दूरात् वर्तते अनन्तरम् अद्य एतस्मिन् दिने वृष्टिरपि सञ्जातं मम गृहस्य समीपे नदी वहति तत् सम्पुर्णं प्रवाहरीत्या तद्दिने प्रवहति अनन्तरं बहुदूरात् अहं एलेक्षन् बुत् मध्ये आगच्छामि अनन्तरं तत् तत् तत्र बहवः राजकीयगुम्फाः एवम् अवदन् किमिति चेत् अस्माकं मतः दीयतां अस्माकं मतः दीयताम् इति राजकीयगुम्फाः अवदन् अस्माकं व्यवस्था राजकीयव्यवस्था बहु कपटं वर्तते